हरि ओम् नमस्ते आम् अस्तु आगच्छतु हा किं जातं वदतु किं जातं वदतु कः क्लेशः हा किं जातम् हो हा हो हा ओहो एवं वा हा पुनः किं जातम् किं जातम् हा ओ ओ हो

ओहो

ओहो अस्तु एवं वा

हम् एवम् ओ हो तर्हि कष्टम् अनुभूयते ओ हो अस्तु चिन्तां न करोतु सर्वं मनसि न स्थापयतु अस्तु वा ओ हो अस्तु इदानीं सर्वं त्यजतु आदौ गृहं गच्छतु गृहं गत्वा किञ्चित् मधुरं खादतु अस्तु वा फलं वा मधुरं वा किञ्चित् खादतु सम्यक् भोजनं करोतु सम्यक् निद्रां करोतु अस्मिन् वयसि सर्वं भवति एव अतः किञ्चित् मनसि न स्थापनीयम् भवत्याः यद् इष्टतमं वर्तते चित्रलेखनं वा उत अटनं वा क्वचित् गच्छतु यत्र भवत्याः कृते बहु सन्तोषः प्राप्यते तत्र सर्वं गच्छतु अटतु सखीभिः सह वार्तालापं करोतु

अस्तु वा आम् उत्तमम् सम्यक् क्रीडतु हा एवं मनसः कृते यत् सन्तोषः भवति बहु सन्तोषः भवति यस्य करणेन बहु सन्तोषः भवति तत् करोतु आम् उत्तमम् अस्तु अस्तु अस्तु राम् राम्